हरिः ओं महोदया मम खाद्यं पुरातने अड्रेस् मध्ये गच्छति तत्र लिङ्गम्पल्लि मध्ये गच्छति इदानीं वयं गृहं परिवर्तनं करिष्यामि मनिकोण्डा मध्ये परिवर्तनं करिष् करिष्यति मम अड्रेस् अतः अतः खाद्यं नूतनम् अड्रस् अहं प्रेष् प्रेषयिष्यामि भवान् अत्र खाद्यं प्रेषयतु